क्रीडा सामान्यतः द्विप्रकारकं वर्तते एकं तु बहिरङ्गणक्रीडा अन्यत् अन्तरङ्गणक्रीडा इति औट्डोर् गेम्स् आन्ड् इण्डोर् गेम्स् इति आङ्ग्लभाषायाम् उच्यते तत्र मम इष्टा क्रीडा का इति चेत् मम इष्टा क्रीडा चतुरङ्गं चतुरङ्गं वर्तते किमर्थम् इति चेत् तद् बुद्धिः स्र बुद्धिशक्तिं विकासयति एवम् अस्माकं चिन्तनशक्तेः वर्धना अपि भवति तत्र पाण्डवाः महाभारते एव पाण्डवानाम्मध्ये एव चतुरङ्गक्रीडा प्रवर्तम् अस्ति तत् तावत् प्रभावोपि प्रभावोत्पादकी क्रीडा अस्ति इति ज्ञातुं शक्यते एतत् क्रीडा कि किञ्चित् कालपर्यन्तं क्रीडामश्चेत् अस्माकं बुद्धिः यथा विविधरीत्या चिन्तयितुं शक्यते चिन्तयितुं योग्यः भवति एवम् अस्माकं विकासः एतत् भवति अस्माकं विकासोऽपि एतेन भवति इति वक्तुं शक्यते एवम् अहं तु बहिरङ्ग बहिरङ्गणक्रीडायां तावत् रुचिः नास्ति किमर्थम् इति चेत् तद् देहं बहु बहु पैन्फ़ुल् भवति इत्यतः कारणेन अहं बहिरङ्गणक्रीडायाम् तावत् इष्टं नास्ति एवम् अहं तु अन्तरङ्गणक्रीडायाम् एव बहु इष्टं वर्तते तद् तत्रापि चतुरङ्गक्रीडायाम् एव बहु इष्टं वर्तते तत्र चतुरङ्गायां बहुविधाः वर्तन्ते बहुविध चिन्तनमपि भवति अस्माकं विरुद्धः विरुद्धे ये वर्तन्ते तेषामपि चिन्तनं कथं भवति इति वयमपि चिन्तयितुं शक्नु शक्नुवन्ति एतेन अस्माकं जीवनेऽपि कष्टानि समस्यानि भवन्ति तत् कथं परिहर्तव्यम् इत्यपि एतेन ज्ञातुं शक्यते एवम् अस्माकं पेशन्स् ताळ्मे इति यद् उच्यते तदपि अस्माकं कथं संरक्षणं कर्तुं शक्यते एवं क्रोधं कथं संरक्षणं कर्तुं शक्यते इति ज्ञातुं शक्यते